अस्माकं महाराष्ट्रराज्ये एतत् धार्मिकसन्तानां भूमिः धार्मिकस्थानानि भूमिः अस्ति प्रमुखस्थाने यद्वयं जानीमः तर्हि तद् तुळ्जापुर्मद्धे महालक्ष्मी अस्ति कोल्हापुर्मदे अम्बेक् अम्बिकादेवी अस्ति तथा च अत्र शेगाव् मरे सन्तगजानन् महाराज् अस्ति शिर्डीमरे सन्तसायिबाबा अस्ति एतेन प्रकारेण भिन्नस्थानानि भिन्नभिन्नस्थानेषु भिन्नभिन्न देवतानां तत्र वासः अस्ति तथा च अत्र अस्माकम् आराध्यदेवता श्रीगणेशः वा प्रथमपूज्यश्रीगणेशदेवता अत्र अष्ट विनायकः इति अष्ट स्थानानि सन्ति तत्र महाराष्ट्रराज्ये पुण्यनगरे इति एकं नगरमस्ति महानगरमस्ति तस्य समीपे एतानि अष्ट स्थानानि सन्ति तानि अष्ट विनायकानि बहु प्रसिद्धानि तस्य सर्वदा यात्रा भवति स्म तादृशम् अत्र कतिपयज्योतिर्लिङ्गानि अपि सन्ति यद् द्वादश ज्योतिर्लिङ्गानि सन्ति तस् तत्र कतिपयज्योतिर्लिङ्गानि अत्र महाराष्ट्रराज्ये अपि सन्ति तथा च अन्यभिन्नभिन्नमहान् सन्तजनः यथा तत्रा आळन्दीमरे सन्तज्ञानेश्वर् इति वयं यद् जानीमः सन्ततुकाराम् सन्तनाम्देव् एतादृशजनानाम् एषा भूमिः अस्ति तर्हि भिन्नभिन्नसन्तानां शिवाजीमहाराजस्य एषा भूमिः अस्ति तर्हि तेन समर्थराम्दास् स्वामी तस्य गुरु तस्य पूजासनं नान सातारा समीपे सज्जन्गढ् इति एकः अस्ति स्थानं तत्र राम्दास् स्वामी महोदयस्य मठम् अस्ति एतादृशसन्तजनानां मठानि अपि अत्र बहूनि सन्ति कथनस्य आशय महाराष्ट्रराज्यम् इति धार्मिकस्थानानां सन्तजनानां भूमिः एव